अहं चिन्तयामि स्वातन्त्र्यसङ्ग्रामात् पूर्वं छायाचित्रणविषये तावती गतिः नैव आसीत् अस्मिन् काले तावत् बहु वेगेन कालः यथा गच्छति तथा टेक्नालजी अपि शीघ्रं शीघ्रं परिवर्तनं तस्य गतिरपि जवेन जायमाना अस्ति एवं दृश्यते पूर्वं स्वातन्त्र्यसङ्ग्रामकाले विडियोग्रफ़ि नाम चलनचित्रनिर्माणं तावत् सम्यक् नासीत् इदानीम् अस्मिन् काले नाम एकोनविंशतिशाताब्दे तावत् एकविंशतिशताब्दे तावत् चलनचित्रं बहु जवेन जायमानमस्तीति अहं मन्ये पुनश्च चित्रग्राहकस्य दूरभाषा इत्यस्याः कः भेदः इति जिज्ञासायाम् उच्यते चित्रग्राहकः चित्रग्राहकः तावत् काम्पेक्ट् नाम हस्तेन ग्रहीतुं शक्यते दूरभाषापि हस्तेन ग्रहीतुं शक्यते किन्तु दूरभाषायां तावत् बहूनि अन्यानि साधनानि अन्यानि उपकरणानि द्रष्टुं शक्यते चित्रग्राहके तावत् तावद् द्रष्टुं न शक्यते अत्र अत्र सम्भाषणं कर्तुं शक्नुमः दूरभाषायां तथा चलनचित्रं द्रष्टुं शक्नुमः श्रोतुं श्कनुमः दृष्यश्रव्यसामग्र्यः बह्व्यः सन्ति तत्र तावत् चित्रग्राहके तावत् किमपि न दृश्यते इति अहमाशासे